हरिः ओं महोदयः अहं विनोद् कुमार् झा वदन्नस्मि आं महोदयः तथैव तदर्थमेव अहं भवतः कृते काल् कृतवान् भवतः किं कार्यं तत्र मम गृहे आगत्य अग्रे भागे एवं पृष्टभागतः सम्यक्तया पेण्ट् करणीयं पेण्ट् करणीयम् एवं किञ्चित् तावत् बृहद् बृहद् नास्ति मम गृहं प्लास्टर् सर्वं समाप्तम् अधोभूमिभागे मार्बल् इति स्थापनीयं वर्तते ए एवञ्च उपरि उपरिभागे तथा तत्र पेण्ट् अपेक्ष्यते तावत् मार्बल् इत्यादिकं नापेक्षितं रूम्स् सप्त सन्ति सप्त सप्तप्रकोष्ठाः सन्ति तत्र हा सर्वेषु प्रकाशः प्रकोष्ठेषु भवान् अन्तः अपि कर्तव्यं बहिः अपि कर्तव्यम् उपरि अपि कर्तव्यम् उपरि नाम एवं बहिः न अन्ततः उपरि यत् हा बहु सम्यक् यत्र ह फ़्यान् हा कर्तव्यमेव कर्तव्यमेव श्वः भ भवान् कदा फ़्री अस्ति नाम अहं वदामि तर्हि तदानीं भवान् फ़्री न भवति चेत् एवम् एवम् एवं हा तद् आगच्छतु हा तथा तथा भवान् सम्यक् कृतवान् आगन्तव्यमेव भवान् अवगतवान् वा कियत् कथं करणीयमिति तत्र पूर्वं पेण्ट् कथं करणीयम् अन्ते कथं करणीयम् एवञ्च बहिः कथं करणीयम् इति सर्वं भवतः कृते उक्तवान् वा न वा हा तर्हि करणीयं किल सम्यक्तया ह तर्हि अस्तु तर्हि आ शीघ्रमागच्छतु